अहम् उपन्यासिका अस्मि मम जीवनायै तदेव कार्यं करोमि अहम् एकः विद्यालये संस्कृत उपन्यासीकारूपेण कार्यं कुर्वन्ती अस्मि यदा अहं पठन्ती पठनासीत् तस्मिन् समये मम चिन्तनया विषयः तद् जर्नलिज़म् आसीत् अनन्तरं मम पिता आगत्य भवा भवती एम् ए संस्कृतं करोतु इति उक्तवन्तः तत् समाप्य अहं पी हेच् डी कृते रजिस्ट्रेशन् कृतवती अनन्तरं मम कार्यं तत्रैव आरम्भः अभवत् तत् कार्यस्य अहं यदा आरम्भः कृतवती तस् तत् समये बहु सन्तोषदायकः आसीत् छात्राः छात्रा छात्राः बहूनि तस्य प्रेमः तस्य भक्तिः तत्सर्वं दृष्ट्वा अहं बहु सन्तोषेण कार्यं कृतवती अनन्तरं अहं पी यु छात्राणां कृते पाटितवती तदपि बहु सन्तोषदायकः विषयः आसीत् तदर्थम् एषा वृत्तिः सन्तोषदायकवृत्तिः